हरिः ओम् तन्त्रज्ञानविकासेन मम जीवने बहु परिवर्तनं जातम् यथा अन्तर्जालमुखेन मम अध्ययनकार्यं मम साङ्गणक आपणम् धूमशकटस्य चीटिका कृते सर्वं यत् सज्जीकरणं करणीयं तत् तथैव लोकयानेषु अपि च नगर्यां यत्र कुत्रापि अटितुम् अहम् इच्छामि चेत् तत्र एतावता बहूनां कार्याणां कृते तन्त्रज्ञानस्य उपयोगः मम महा महान् अभवत् अपि च एतानि कार्याणि सुलभानि बहु सुलभानि अभवन्